संस्कृतस्य कथासाहित्यं बहुसमीचीनम् अस्ति नीतिकथा साहित्यं मनः उल्लसति नीतिकथाः इत्युक्ते लोकानुभवसारः तत्कारणात् छात्रेषु नीतिकथाः पठनीयाः पाठनीयाः च तद्विषये मम अभिप्रायः किम् इत्युक्ते नीतिकथां यः पठति सः समाजमुखिकार्याणि कुर्वन्ति तेषां दायित्वं बहुसमीचीनरीत्या देशनिर्माणकार्ये उपयोगः भवति तत्कारणात् शाला महाविद्यालयेषु नीतिकथाः पाठनीयाः नो चेत् समाजभ्रष्टजनाः उद्भवं भवति इति भाति तत्कारणात् नीतिकथा बहुप्रामुख्यदायकविषयः अस्ति